अहं कोवेनगरे सरौन्बट्टिमध्ये वसामि इतः एकविंशतिः किलोमिटर् एव विमानं निलयम् अहं डैलिनगरं गन्तव्यम् इति आसीत् एकार्धघण्टा आभ्य आभ्यन्तरे विमाननिलयं प्राप्तव्यं अहं प्रस्थितवान् मध्ये एकं ग्राममस्ति त तद् मार्गे गमनसमये मम मम यानं स्थगितमभवत् अद् ब्याटरि प्राब्लम्मा न चेत् पञ् इद् पेट्रोल् नास्ति वा अन्यः क्लेशो वा किं अहं जाने अहम् एकः एव कार्याने गतवान् किमपि किमपि कृत्वा प्रयत्नं कृतवान् तद् स्टार्ट् एव न अभवत् अनन्तरं समीप्य अन्विष्टवान् इति र रात्रौ एकादशवादनमिति कारणात् समीपे कोपि नास्ति आटो यानं वा अन्यत् कार्यानं वा टाक्सी वा समीपे किमपि नास्ति अनन्तरम् अन्वेष्णं कर्तुं अद् ग्रामः इति कारणात् मा समीपे कोपि गृहं वा आपणं वा किमपि नास्ति अनन्यगत्या समीपे एक कुटीरासीत् तत्र गतवान् य कोपि भवति प्र किमपि अहं साहायं पृच्छामि इति गतवान् तत्र एकः वृद्धः एव तत्र आसन् अनन्तरं सः किम् इति पृष्टवान् मां मम स्थितिः उक्तम् अनन्तरं सः उक्तवान् इद इदानीं समये किमपि यानं साहायं मां न लभ्यते एकं भवान् सः चलति वा गन्त्यं नो चेत् मम स् द्विचक्रिका अस्ति द्विचक्रिकया गन्तुं शक्यते भवान् च् द्विचक्रिका स स्वीकृत्य गच्छतु इति उक्तवान् मम बहु बालक बाल्यकालीयं चालितं मम द्विचक्रिका चालितवान् सैकल् इदानीं मम कष्टमासीत् तद् चालयितुं महान् कष्टम् अनन्तरं किं करोमि इति प्र पृष्टवान् वृद्धं सः उक्तवान् भवान् चालयितुं कष्टं चेत् अहं चा यानं चालयिष्यामि भवान् पृष्ठभागे केरियर्मध्ये उपविशतु अहं म चालयि चालयिष्यामि इतोपि विंशतिः गेय अर्धघण्टा भवति खलु तन्मध्ये प्राप्तुं शक्यते अन्यम् अन्यम् अन्वेषणं करोति चेत् समयं नष्टं भवति स्थानकं समये गन्तुं न शक्यते इति सः स्थितिः मम कृते सूचितवान् तदपि अङ्गीकृत्वा तस्य सैकल्याने पृष्ठभागे उपविश्य गतवान् समये प्राप्तवान् विमानं प्राप्तवान् ब डेलिनगरं गतवान् तत्र मानसि किमर्थं किं म मनसि मम तिष्ठति चेत् एक एकादशवादने परिचयं नास्ति इति जनान् कृते किमपि एक्सपेक्टेषन् विना सः साहायं करोन् मम यानं दास्यामीति उक्तवान् तदनन्तरं मम कार्यानमपि द्वित्रिदिनानि त तत्र भवति चेत् रक्षणं करोमि इति साहायम् उक्तवान् अनन्तरं मां सः वृद्धः चेत् अपि मम सैकल्यानेन मम म मां तत्र नीत्वा स्थानके इद् म प्राप्तवान् एतद् म म मनसि एतत् ए टैम्लि हेल्प् मम मनसि सर्वदा सर्वदा सर्वकालं मम मनसि तिष्ठति